हरि ओम् अश्विन् अहम् अधुना उबर् मध्ये आगच्छन्नस्मि तत्र मम उबर् सङ्ख्या अस्ति के ए एट् ए ई पञ्च षट् अष्ट नव इति तस्य कृते धनम् अनन्तरं किमपि पारितोषिकादिकम् अस्ति चेत् मम कृते सूचयतु तत् कथं दातव्यमित्यपि मम कृते एकवारं वदतु तस्य कृते रैटिङ्ग् इत्यादिकं दातव्यं खलु तत्सर्वम् एकवारं मम मह्यं सूचयतु